वित्तकोषस्य कार्यं तु महत्त्वभूतं कार्यम् अस्ति यतः सामान्यजनाः सर्वेपि स्वेन आर्जितधनं सर्वं तत्रैव संस्थाप्य रक्षणं कुर्वन्ति अतः ये जनाः वित्तकोषे कार्यं कुर्वन्ति ते सर्वे अपि कौशलयुक्ताः स्युः तत्र बहवः कौशलानि आवश्यकानि भवन्ति ये एकं तु आर्थिक गणनायाम् उत्तमं ज्ञानं स्यात् एवम् धनं सम्यक् स्थापयितुं तस्य रक्षणं कर्तुमपि जानीयात् गणितं सम्यक् जानीयात् एतादृश कौशलानि यदि भवन्ति सः वित्तकोषकार्यं कर्तुं समर्थः स्यादेव एवं ये जनाः वित्तकोषम् आगच्छन्ति तैः सह उत्तमं व्यवहारं कर्तुमपि सः जानीयात् येन सह यद् आर् बी ऐ इति यद् उच्यते तस्य व्यवस्थाः सर्वाः अपि सः जानीयात् मम परिचितेषु मम मित्राणि कानिचित् वित्तकोषे कार्यं कुर्वन्ति कुर्वन्ति इदानीं वित्तकोषे आवेदनं कर्तुं बहवः जनाः अग्रे आगच्छन्ति अत्यधिकं बी टेक् जनाः एव आगच्छन्ति ते सर्वेपि उत्तमं ये गणितं सम्यक् जानन्ति ते एव आवेदनं कुर्वन्ति अतः